मम प्रदेशे लोकयानं रथयानं त्रिचक्रिका इत्यादिकं प्रसिद्धमस्ति लोकयाने जनाः न्यूनधनेन गन्तुं शक्यन्ते विद्यार्थीनः लोकयाने पास् सहायेन आगच्छन्ति जनाः इदानीम् अन्ययानेषु अपि गन्तुं शक्ताः सन्ति त्रिचक्रिकाः अपि बहु संचरन्ति धनिकजनाः रथयाने संचरन्ति इदानीं महिलाः बहु संख्येन लोकयाने संरचितुम् इच्छन्ति किमर्थम् इत्युक्ते ते निःशुल्कम् इदानीं संचरितुं शक्नुवन्ति तद्विहाय साम्प्रदायिकयानस्य उपयोगम् अत्र न कुर्वन्ति द्विचक्रिकायानस्य उपयोगं केवलं छात्राः कुर्वन्ति